सो जनाः जनाः क्रीडन्ति चेत् क्रीडानाम् उत्साहः भवन्ति चेत् समीचीनमेव इत्युक्ते अत्र वयो परिमितिः इति किमपि नास्ति बालकाः युवकाः वृद्धाः अपि तेषां शक्त्यानुसारं क्रीडन् क्रीडितुं शक्नुवन्ति ते तेन रूपेण यदा क्रीडाः क्रीडन्तः तदा विजयः अपजयः अपजयः भवति चेतपि किमपि द्वेषाः न भवन्ति उभयोः सहकारः एव भवति तादृशाः क्रीडाः एव प्रेरणाः दास्यन्ति अनन्तरं शारीरिकवृद्धिः अपि भवितुं शक्नुवन्ति सर्वेषाम् इत्युक्ते समभावना स्नेहपूर्वक स्पर्धा एव वर्धनं कर्तुं शक्यन्ते इति मम अभिप्रायः